पश्चिमबङ्गप्रदेशान्तर्गते मम ग्रामः सीतलग्रामः इति तस्य ग्रामस्य प्रकृतिः मह्यं बहु रोचते ग्रामं परितः हरितवर्णानि शस्यक्षेत्राणि दृश्यन्ते तत्र मध्ये मध्ये गृहाणि पुष्करिण्यः च सन्ति निर्दिष्टसमये पुष्करिण्यां स्नातुं ग्रामीणाः आगच्छन्ति शीतलसलिले हंसाः विचरन्ति सरोवरे पद्मानि च विकसन्ति तस्य शोभा अपरूपा वर्तते क्षेत्रे गावः चरन्ति गोपालकः तान् च रक्षति